शालायां भारतीय विज्ञानिनां विषये अधीतं वर्तते तत्र प्रसिद्धविज्ञानिनाः पुनश्च गणितज्ञाः अपि वर्तन्ते रामानुजाचार्यः रामानुजाः तत्र प्रमुखः गणितज्ञः विज्ञानक्षेत्रे अपि चरक सुश्रुतसंहितौ सुश्रुतसंहितायां विद्यमान सुश्रुतस्य विचारः पुनश्च चरकसंहितायाम् अपि चरकमहर्षिः यः वर्तते तस्य विचारः इदानीमपि ये वैद्य वैद्यकीयक्षेत्रे अध्ययनं कुर्वन्ति ते इदं विचारं प्रमुखरूपेण अध्ययनं कुर्वन्ति अतः वैद्यकीयक्षेत्रे अस्माकं विज्ञानिनः अस्माकं गणितज्ञाः ये वर्तन्ते तेषां योगदानम् अधिकं वर्तते अहमपि आयुर्वेदम् अधीतवान् किञ्चित् अतः ये तत्र नागार्जुनः तस्य योगदानं पुनश्च वेदगणितेषु अस्माकं परिश्रमः यः वर्तते द्रष्टुम् अहं शक्नोमि